सामाजिकाजालतारणम् उपयुज्य अहं एकशाटिकां क्रीतवान् अपेक्षानुगुणम् परिमाणं नास्ति वर्णव्यत्ययः आसीत् आहं किं क्रीतवान् तद्वदेव ते न प्रेषितवन्तः तत् कारणात् कोपि न स्वीकुर्वन्तु